ग्रामे जीवनम् इत्युक्तौ ग्रामीयजनाः अस्माकं गृहम् आगच्छन्ति अस्माकं गृहे दीपावलिसम्भ्रमाचरणं कुर्वन्ति सर्वाः मिलित्वा खादामः मिलित्वा रटामः सन्तोषेण भवामः इत्येव दीपावलिपर्वणः विशेषः सा संस्कृतिः अस्माकं पूर्वजा पूर्वजाः ज्येष्ठाः यदा आरब्धवन्तः तदारभ्य अस्माकं गृहीयजनाः अपि तद् अनुवर्तयन्तः सन्ति सर्वाः मिलित्वा भवामः सर्वाः मिलित्वा पूजादिकं कुर्मः इत्येव विशेषः दीपावलिसम्भ्रमाचारणम् अस्माकं गृहे बहु सम्यक् वर्तते